आं चलचित्राणि सर्वत्र वस्त्रविन्यासन् प्रभायन्तः सन्ति प्रायः चलचित्रेषु पात्रस्य व्यत्तित्वं सामाजिकस्थितिम् व्यवसायं बोधयितुं वस्त्रस्य उपयोगः भवति तस्य उपयोगेन कस्यचित् मनोभावस्य वातावरणं निर्माणं कर्तुमपि शक्यते केषुचित् सन्दर्भेषु वस्त्रस्य उपयुग् उपयोगः व्या व्यक्तित्व तस्य व्यक्तिं भूमिका ज्ञान्तुं शक्यते वस्त्रविन्याससदृशान् च चरित्रस्य भूमिका चरित्रस्य विषय सर्वे अवगन्तुं शक्यते समग्रतया चलचित्रेषु वस्त्रं महत्त्वपूर्णं दृश्यतत्त्वं भवति तथा प्रेक्षकानां पात्राणां च तेषां कथानाञ्च अवगमनस्य स्वरूपनिर्माणे महत्त्वपूर्ण भूमिकां कर्तुं शक्नोति